नमस्कारः एतादृशं भाषान्तरं तु अहं कदापि न कृतवान् परन्तु यदा लघुछात्रान् पाठयामि संस्कृतभाषा तदा छात्राणाम् अवगमने क्लेशः भवति तदा कदाचित् अहम् स्वमातृभाषया बोधयितुं प्रयासं करोमि एकस्मिन् शब्दे तादृशं एकस्मिन् शब्दे एत् एवं भवति परन्तु अन्यस्मिन् शब्दे अपि किमपि अपरः किमपि भवितुमर्हति तथा च भवति कारणं वङ्गभाषायाम् एकं कथनम् अस्ति एक्देशेर्बोलि अप् अन्यदेशेर्गालि अर्थात् एकस्य भाषायाः बोलि वार्ता भवितुम् अर्हति परन्तु अपरस्य भाषायाः अप भाषा अपि भवति तद्वदेव अत्र वयं यदा स्वयं पठामः अपि कदाचित् किमपि शब्दानाम् अवगमनं न भवति संस्कृतभाषा भवतु अन्यभाषा भवतु आङ्ग्लभाषा भवतु तदा तत् सरलवाक्यं किं भवितुमर्हति सरलशब्दं किं भवति तत् आचार्येण पाठयति वयम् अपि पठामः तथा च अहमपि यदा संस्कृतं पठितवान् प्रथमे तदा किञ्चित् कष्टकरं भवति एतदेतत् शब्दं कथम् तस्य अर्थो वा किं भवति श्रुत्वा संस्कृतं सर्वान् तु आनन्दम् आयाति तस्य अर्थः अपि कदाचित् अवगमनं भवति प्रथमे कदाचित् नैव भवति कदाचित् नैव भवति चेत् मातृभाषया तत् लेखितुं प्रयासं कुर्मः करोमि कृत्वा तत् प्रशिक्षणं नयामि शिक्षणं नयामि तादृशं भवति परन्तु अहं चेष्टां करोमि कदाचित् यदाकदापि यदि भाषान्तरं करणार्थं समयं तथा च अवसरः मिलति चेत् अहं निश्चयन् निश्चयेन करिष्यामि इति